मूल्याङ्कानां मुद्राणां तथा पाषाणखण्डानां सङ्ग्रहेषु प्रथमम् अहं पाषाणखण्डसङ्ग्रहणं करोमि सर्वे बहु मूल्याः सन्ति किन्तु अहं मन्ये पाषाणखण्डानां अधिकमूल्यं शन्ति कारणं केचन पाषाणखण्डाः वा शिलाखण्डाः सन्ति भारतीयपुरातत्वस्य चिह्नम् अस्ति तस्मात् शिलाखण्डात् वयं तत्कालीनराजानां विभिन्नकार्याणि ज्ञातुं शक्नुमः यदा नृपः ब्राह्मणाय किमपि दातुं दानं कुर्वन्ति स्म वा भूमिदानं कुर्वन्ति स्म तत् शिलाखण्डे अभिलेखयन्ति स्म अथवा राज्ञः विजयागाथा राज्ञः राजत्वकालः तत् अतिरिक्तं विविधाः महत्त्वपूर्णाः सूचनाः ज्ञायन्ते अयं पाषाणखण्डः मम कृते अतीवमूल्यः बहुमूल्यम् अस्ति अतः इदानीं तस्य मूल्यं निर्धारयितुम् अतीवकठिनम् अस्ति